श्रेष्ठज्ञानी वदति भवसागरे अतिशयमौल्यवान् रत्नानि सन्ति अन्नं उदकं सुभषितं वा औदार्यम् तानि अतः उपलब्धाः केवलं संस्कारयुक्तजीवनक्रमे जीवने संस्कारयुक्तशिक्षणम् अवश्यं वा मौल्ययुतम् अपि अस्ति संस्कारं विना शिक्षणम् अपूर्णमस्ति शिक्षणेन ज्ञानप्राप्तिः सन्देहं समाप्तिः परन्तु संस्कारं विना चक्षुः दृष्टिहीनम् एव सिद्ध्यति यत्र संस्कारमस्ति तत्र जीवनं सार्थकं भवति नास्ति चेत् पशुप्रवृत्तिं आप्नोति